नदीतरणसमये वयं विशाल जलस्तलेषु तत्र तु यदा तत् कस्मिन् मार्गे जलं यदा गच्छति तत्र तु तस्य आपोसिट् सैड् एतादृशम् अस्ति चेत् तत्र नागच्छन् नोर्मल् कृत्वा एव तत्र स्नानं तरणं सर्वं कर्तुं शक्यते किन्तु दृष्ट्वा एव तत् करणीयं अस्ति विशालस्थलेषु अधिकं गच्छति चेत् किमपि क्लेशः किमपि नास्ति अस्माकं यदा अस्माकं हैट् इत्यादिकम् अस्ति तत्रैव वयं तृ तरणं सर्वं कर्तुं शक्यते अनन्तरं इदानीं

लेक् इत्यादिकं तत् स्थलम् अस्ति चेत् तत्र तु अन्तः मा गच्छेयुः तत् किमर्थम् इत्युक्ते तस्य अधः मृत् इत्यादिकम् अस्ति तत् वयम् अस्माकं प्रा पादः तत्र गच्छति चेत् वयं किमपि न कर्तुं न शक्यते किन्तु किञ्च अधः गच्छति किमपि किमपि भवितुं शक्यते किन्तु तत्रैव किञ्चित् श्रद्धा एव तरणं तस्य इत्यादिकं करणीयमस्ति

आगच्छति तदर्थं किञ्चित् श्रद्दा एव लेक् इत्यादिरूपेण तत्र तु जलं तत्र न प्रवहति तत्रैव स्थानं तत्र एव अस्ति तत् किञ्चित् श्रद्दया एव तादृशं त् स्थलेषु किं स्विम्मिङ्ग् इत्यादिकं करणीयं इत्येव